अस्माकं राज्ये गिरिजनानां कलाप्रकारः विशिष्टः सङ्गीतः मरकालुनृत्यम् इत्यादि अस्ति तस्य संरक्षणार्तं सर्वकारात् धनं दीयते तस्य रक्षणार्तं निगमाः योजिताः सर्वकारपक्षतः तेन वार्षिकं तस्य राज्यस्तरीयस्पर्दाः आयोज्यते विविधसामाजिक उत्सवेषु तेषां कलाप्रकाराणां प्रकटयितुम् अवकाशः कल्प्यते कलां ये रक्षन्ति तेभ्यः मसासनं दीयते